पुरातनसारिदः अन्यं वेषं निर्मातुम् अहं सङ्गर्षं कृतवान् अहं न जानामि किमर्थम् तस्मिन् काले मम सूत्रं बहुवारं भग्नम् अभवत् तस्य सीवनयन्त्रम् अपि भग्नम् अभवत् अहं तत् वेषं निर्मातुं सङ्गर्षं कृतवान् तत्समये मया बहुकष्टकरं वस्त्रं सज्जीकृतं भवति